नमो नमः मम कृते किञ्चित् मेकप् करणीयम् आसीत् नाम किञ्चित् विवाहफ़न्क्षन् अस्ति अतः

आ आगच्छतु सप्तवादने ओ उद्घाटयामि अहं तु सम्यक् अस्मि भवती कथम् अस्ति हा अस्तु मम भगिन्याः अस्ति अस्तु अस्तु अस्तु भवत्या तु सम्यक् कृतमेव ह्ययमिन्गू आं यच्छामि ओ एवं वा अन्यत् कारयामि करिष्यामि आम् अस्तु अस्तु निष्कासयतु

अन्यत् करिष्यामि अहं एतद् किमर्थं कथम् अस्ति हा निष्कासयतु अस्ति अहं करिष्यामि आं धन्यवादाः बहु सम्यक् कृतवती भवती अस्तु अस्तु